भारतं सर्वशास्त्रेषु भारते गीतिकावरः विष्णोसहस्रनामापि ज्ञेयं पाठ्यं च तद्वयम् इति आनन्दतीर्थभगवत्पादाः अवदन् तदनुगुनम् अस्माकं भारतीय सम् नाम अस्माकं संस्कृतिस्संस्कृताश्रिता अस्माकं सम्पूर्णापि संस्कृतिः अस्माकम् इतिहासः सर्वोऽपि तत्र तत्र पुराणेषु शास्त्रेषु च श्रूयते एव तत्र सिंहभागः विद्यते रामायणमहाभारतयोः इदम् इतिहासद्वयम् अस्माकं सर्व् भारतीयतत्त्वस्य सर्वाण्यपि मुखानि दर्शयति आश्चर्यः जायते अध्येतुः नाम तत्र अस्माकं पूर्वजनाः कथम् आसन् प्रत्येकं वर्णव्यवस्था सा व्यवस्था कथमासीत् किमर्थमागता तत्र अस्माकं पूर्वजाः के सन्ति तत्र तेषां तेषां वैशिष्ट्यं किमस्ति के च ग्रन्थाः लिखिताः इति समग्रोऽपि विषयः एतयोः ग्रन्थद्वयोः विद्यते इति कृत्वा आभ्यामेव अस्माकं सकलं ज्ञातुम् अर्हति